भाषाविषये पश्यामः चेत् उत्तरभारते अधिकतया हिन्दीभाषया भाषणं कुर्वन्ति किन्तु दक्षिणभारते तथा नास्ति एकैकस्मिन् राज्ये ऐकैकया भाषया भाषणं कुर्वन्तः भवन्ति आहारविषये अपि भेदः वयं द्रष्टुं शक्नुमः पुनः वस्त्राणां विषये अपि अत्र अधिकाधिकम् उत्तरभारते यथा केरले पुनः आन्ध्रे पुनः एवं तमिल्नाडुप्रदेशे अपि सर्वत्र अपि पञ्च वस् सदृशवस्त्रम् उपयोगं कुर्वन्ति यथा दोव धोती इति कथयामः तादृशं वस्त्रस्य तादृशस्य वस्त्रस्य उपयोगं कुर्वन्ति पुनः राजनीतिविषये अपि भेदः शिक्षणे अपि उच्चारणे इत्यादिषु विषयेषु भेदः सर्वदा भवत्येव